हरिः ओम् नमो नमः आम्

एकवारं पुनः वदतु महोदय न श्रूयते न श्रूयते न श्रूयते एकवारं पुनः वदतु

न

किं न विद्युत् विद्युत्द्विचक्रिका विद्युत्

डिमाण्ड् डिमाण्ड् आम् कियद्धनं आवश्यकम्

एजेन्सि कृते

आ अस्ति आ आपणमस्ति आपणमस्ति सम्यक् महोदय अहम् इच्छामि